नमस्ते मम स्वरक्षणार्थं युद्धकलां कदापि अहं ना प्राप्तवान् अतः प्रशिक्षणस्य विषये चिन्तनं किम् इति सम्यक्तया वक्तुं न शक्नोमि किन्तु युद्धकलाशिक्षणेन किम् प्राप्तुं शक्नुमः इति मम पुत्रस्य उदाहरणं स्वीकृत्य अहं वक्तुं शक्नोमि यदा मम पुत्रः लघु आसीत् तदा सः कराटे इति युद्धकला शिक्षणं प्राप्तवान् तदा यु नो तस्य किं वदामः कीदृशं परिवर्तनं जातम् इति तस्य पर्सनालिटि इति वदामः ता तस्मिन् विषये तस्य परिवर्तनं किं जातं कथं जातम् इति वक्तुं शक्नोमि यः शिक्षकः कराटे पाठयति स्म सः बहु सम्यक्तया समयस्य पालनं शरीरस्य नियन्त्रणम् अपि च कथं च चालनीयं हस्तस्य प्रयोगं कथं करणीयम् इति सः पाठयति स्म तादृशं चिन्तनं पाठं श्रुत्वा श्रुत्वा मम पुत्रस्य शरीरस्य विषये तस्य चिन्तनम् अपि च नियन्त्रणं बहु सम्यक् आसीत् इति मम अनुभवः